एक् शाटिका स्वीकृता आसीत् किन्तु एकवारं क्षालितवती वर्णं पूर्णं गतं किं कुर्मः अञ्जना अपि तथैव भग्नमभवत् कीदृशशाटिका इति मम खेदः जातः तावत् मूल्यं दत्वा स्वीकृता शाटिका एवमभवत् किल इति मनसि खेदः जातः किं चतुस्सहस्ररूप्यकाणि दत्वा एतादृशशाटिका वा अत्र समीपे लभ्यते स्म उपलभ्यते स्म छे किम् अभवत् भोः